अहं वेदानामुपरि लिखितानां बहूनां पुस्तकानाम् अध्ययनम् कृतवती अस्मि पठितवती च तत्र एकस्मिन् पुस्तके नाम तु न स्मरामि कस्मिन्निति परं एकस्मिन् पुस्तके वेदानां बहूनि उत्तमानि वाक्यानि लिखितानि अ सन्ति तत्र एकः अस्ति तत् त्वम् असि इति अस्ति अपरः अस्ति अ अपरं वाक्यमस्ति अणोरणीयान् अहतो महीयान् इति तत् अणोरणी अणोरणीयान् महतो महीयान् इति वाक्यं मां बहु ओ मम मनसि अतिष्ठत् यतो हि भगवतः कानि रूपाणि सन्ति कीदृशरूपे सः अस्माकं पुरतः आगन्तुं शक्नोतीति वयं वक्तुं न शक्नुमः आ सः अणोः अपि न्यूनं भवितुमर्हति महतोः अपि महा महान्तं रूपं धर्तुमपिशक्नोति तादृशः भवति तस्य शक्तिः इति सः तद्वाक्यम् एकस्मिन् लघुवाक्ये उच्यते अस्माकं ऋरुषिमुनयः तादृशाः आसन् लघुवाक्येन असन्दिग्धरूपेण भवतः एकः एकः विशिष्टः अंशः प्रा प्रतिपादयन्ति तद्मम मनसि अतिष्ठत् एवं च एकः सद्विप्रः बहुधा वदन्ति इति इत्यपि एकं वाक्यं वर्तते सत्यं तु एकमेव विश्वस्य सक्यं वा भव् भवतु भगवतः सक्यं वा भवतु तस्य रूपविषये वा भवतु सनत्यं तु एकः एव तत्र चैतन्यं तु एकमेव परं तस्य रूपाणि बहूनि सन्ति एकः वदति शक्तिरूपेण अस्ति इति एकः मम मातृरूपेण अस्ति इति अन्यः वदति ईश्वररूपेण अस्ति इति अन्यः वदति प्रकृतिः मातृ रूपेण अस्ति इति परं वस्तुतः चैतन्यं सर्वत्रसर्वस्मिन् एकः एव अस्माकम् अन्ते यत् यच्चैतन्यम् अस्ति तदेव विश्वस्यापि चैतन्यम् अस्ति इति इति वक्तुम् अयमात्मा ब्रम्हा इति उच्यते तादृशानि सर्वाण्यपि वेद वाक्यानि यानि पुस्तकानि सन्ति ता तासु ब् तेषु लिखिता लिखितानि वाक्यानि सन्ति ते मम बहूनि वाक्यानि सन्ति मम म मनसि अतिष्ठन् सर्वे अपि